हरिः ओम् वेदार्थविचारे नाना मतानि सन्ति भारतस्य वैशिष्ट्यं विचाराः विभिन्नाः भवेयुरेव किन्तु तत्र आन्तरिकसत्यं यदस्ति तत्र समान आशयाः भवन्ति मीमांसकानां वेदवित् विचारस्य यदस्ति मूलं तदेव विशिष्टं वर्तते ते तु कर्मप्रधानाः कर्मानुष्ठानं प्रधानं मन्वते ते मीमांसकाः वेदार्थविचारो नाम मीमांसा अर्थात् शुद्धविचारः शुद्धविचारः नाम कर्मप्रधानः विचारः शुद्धविचारः तेषां मते अतः समस्तवेदमन्त्रस्यापि वेदमन्त्रसमूहस्यापि तात्पर्यं कर्मानुष्ठाने ते तु कर्मणि तात्पर्यं वा उपासनायां वा तात्पर्यं ज्ञाने तात्पर्यम् इत्यादि विवादलोके स्थातुं न इच्छन्ति कर्म एव प्रधानम् अतः मीमांसकानां यन्मतं तस्य सारः अयमस्ति तत्र सम्मतिर्न भवति कारणं तु अद् अनेके विद्वांसः तथा आशेरते यत् ज्ञानमेव प्रधानं समस्तवेदविभागस्यापि ज्ञाने एव तात्पर्यम् इति मन्वते बहवः यथा वयं जानीमः नानादर्शनानि सन्ति सर्वदर्शनसङ्ग्रहे अष्टादश दर्शनानाम् उल्लेखो विद्यते तत्र मीमांसकानां मतं यदस्ति तत् मीमांसकमतम् अन्ये तत्र आशयं भिन्नरूपेण प्रतिपादयन्ति विरुद्धरूपेण प्रतिपादयन्तीति नास्ति अतः तत् सम्मतम् इति वरं वक्तुं न शक्यते सम्मतिस्तत्र सर्वेषां नास्ति वेदान्तादिशास्त्रेषु वेदार्थविषये कः विचारः इत्युक्तौ समस्त उपनिषदान्तु अद्वितीये ब्रह्मणि तात्पर्यमति वेदान्तविचारः तर्हि मन्त्रब्राह्मणयोः कुत्र तात्पर्यं मन्त्रब्राह्मणयोः प्रधानतया तात्पर्यं कर्मणि इति मीमांसकाः किन्तु वेदान्तविचारः एवमस्ति देवतामीमासायां तत्र तात्पर्यमस्ति देवताः नाम त्रयस्त्रिंशद्देवताः त्रयस्त्रिंशद्देवताः नाम अष्ट वसवः द्वादश आदित्याः एकादश रुद्राः इन्द्रश्च प्रजापतिः इत्येवं त्रयस्त्रिंशद्देवताः किन्तु त्रयस्त्रिंशद्देवताः अपि विभिन्नाः न समस्तब्रह्माण्डे सप्तसु लोकेषु ते विशेषेण प्राकट्यं प्राप्नुवन्ति तथापि ब्रह्मैव समस्तवेदार्थविचारस्य तात्पर्यविषयीभूतं वस्तु सर्वे वेदाः यत्पदमामनन्ति इति गीताचार्यस्यापि वचनं तत्रैव वर्तते अतः वेदान्तिनां विचारो नाम अन्ते ज्ञाने पर्यवसानं किन्तु शुद्धज्ञानप्राप्त्यर्थं कर्मापि अपश् अपेक्षितं शुद्धम् मनसः शुद्धबुद्धेः आविष्कारार्थं परिष्कारार्थम् अतः कर्माणि कुर्वन् विशेषेण नित्यानि कर्माणि कुर्वन् नैमित्तिकं नैमित्तिकानि कर्माणि च कुर्वन् मानवः सत्त्वशुद्धिं प्राप्नोति अन्तःकरणं शुभ्रदर्पणवद्भवति यथा आदर्शतरे प्रख्ये पश्यत्यात्मानमात्मनि आदर्शे अर्थात् दर्पणे तत्र यथा मुखं यथा अस्ति तथैव दृश्यते तद्वत् मनः शुद्धं चेत् योगतः यागतः तदानीं वेदार्थविचारः स्पष्टम् अवगम्यते अतः कर्मणि वा स्यात् केश् केषाञ्चन मन्त्राणां तात्पर्यं ध्याने वा स्यात् अतः काण्डत्रयो त्रयमित्येव परिगणनं कर्मकाण्डे ध्यानकाण्डे ज्ञानकाण्डे एवं त्रिषु अपि तात्पर्यमस्ति वेदान्तादिशास्त्रेषु किन्तु परमतात्पर्यं महातात्पर्यं कुत्र इत्युक्तौ ज्ञानादेव तु कैवल्यम् इत्यत्र ज्ञानादेव तु कैवल्यम् इति वेदार्थविषये वेदान्तिनां विचारः ओम्